मया यदा वेदाध्ययनं क्रियमाणमासीत् तत्र कश्चन शान्तिमन्त्रः मया अधीतः भद्रं कर्णेभिः शृणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यशेमदेवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो ब्रहस्पतिर्दधातु इति अत्र प्रथमपङ्क्तौ वर्तते भद्रङ्कर्णेभिः शृणुयाम देवाः इति अनेन एव शान्तिमन्त्रेण वेदाध्ययनस्य आरम्भः जातः तेन एव अतीव इष्टं मन्त्रम् इदम् अभवत् कुतः इति चेत्

भद्रमेव अहं शृणोमि इति न इच्छति अबद्धम् अपि श्रोतुकामः कश्चिद्भवति परं वेदः भगवतः निकटे प्रार्थना क्रियमाणा वर्तते इति रूपेण कश्चन शान्तिमन्त्रं दर्शयति भद्रं कर्णेभिः शृणुयाम इति हे देव भद्रं नाम शुभम् उत्तमम् एव वाचः कर्णेभिः यथा शृणुयां तथा अनुगृहाणा इति अस्माभिः प्रार्थ्यते किञ्च भद्रं पश्येम इति प्रार्थ्यते अक्षिभिः भद्रमेव पश्याम इति कः लोके इत्थम् इच्छति

अयं मन्त्रः प्राप्तः इदमेव मह्यम् इष्टतमं वाक्यम् इति अहं वक्तुम् इच्छामि सर्वदा मम मनयसि इदं भवति यत् सर्वस् तस्य सकाशात् अहं युक्तम् एव शृणोमि युक्तम् एव भाषामि किञ्च सर्वासु दिक्षु अहं युक्तमेव पश्यामि इति इत्थम् इदं मह्यम् इष्टतमं वाक्यम्